प्रकृतिः अस्माकं कृते सर्वं यच्छति तेन वयं सम्यक्तया सन्तोषतया पुनश्च आरोग्यदायकतया वासं कर्तुं शक्यते अतः प्रकृतेः संरक्षणं वयं सर्वदा करणीयमस्ति तेन अस्माकम् आरोग्यमपि स्वास्थ्यं भवति मम ग्रामे तु प्रकृतिसंरक्षणाय बहूनि वृक्षाणां बहूनां वृक्षाणाम् आरोपणम् आरोहणम् आरोपणं कृतवन्तः तेन पर्यावरणस्य प्रकृतेः संरक्षणं भवति पुनश्च विद्युत्चालितयन्त्राणाम् उपयोगं कर्तुं वयम् अग्रे भवामः पुनश्च सर्वे कुर्वन्तस्सन्ति तेन प्रकृतेः प्रदूषणं न भवति नाम न्यूनं भवति तेन प्रकृतिसंरक्षणस्य उपक्रमः उपक्रमेण साफल्यं जातं वर्तते अहं तु पर्यावरणस्य पालनं सम्यक्तया करोमि यथा यत्र कुत्रापि प्लास्टिक् इत्यादिकं न क्षिपामि पुनश्च जलस्य उपयोगमपि सम्यक्तया कुर्वन्ती अस्मि नाम यादवश्यकं तावदेव जलम् उपयोगं करोमि पुनः नद्याम् अथवा कुत्रापि प्लास्टिक् बोटल् अथवा कवर् नाम येन नद्याः प्रदूषणं भवति तादृशं वस्तु न क्षिपामि अतः प्रकृतेः संरक्षणम् अहं सम्यक्तया करोमि इति चिन्तयामि